निधीशः वा अयि भोः प्रतिदिनं रात्रौ नववादनोत्तरं वाद्याभ्यासं करोति खलु अन्यः समयः न प्राप्यते वा स्वापकालः अस्माकं गृहे तु छात्राः स्वाध्यायं कुर्वन्तः भवन्ति भवान् तु नववादनोत्तरं वाद्याभ्यासम् आरम्भं करोति खलु तदपि उच्चैः उच्चैः करोति किञ्चित् मन्दम् अभ्यासं करोतु शब्दः भोः अत्यन्तं शब्दः श्रूयते गृहं प्रति भवान् वातायनादिकं पिधाय वा अभ्यासं कारयतु छात्रेभ्यः पुनश्च केवलं वाद्याभ्यासः चेदपि चिन्ता नास्ति छात्राः सम्भाषणम् अपि कुर्वन्ति खलु उच्चैः उच्चैः सम्भाषणं कुर्वन्ति पुनश्च मध्ये मध्ये छात्राः तर्जनं कुर्वन्ति परस्परं तदपि श्रूयते गृहं प्रति अन्ये न अन्ये न उक्तवन्तः चेत् किं भोः अहं तु वदन् अस्मि खलु अन्येभ्यः अपि क्लेशः भवति अन्यैः न उच्यते चेत् मया न वक्तव्यम् इति वा मम अपि क्लेशः जायमानः अन्येभ्यः अपि क्लेशः जायमानः सर्वेषां परतया अहं वदन् अस्मि तावदेव अन्यः कालः न लभ्यते वा भवद्भ्यः वाद्याभ्यासार्थं पुनः गमने अपि तेभ्यः विलम्बः भवति खलु दशवादनोत्तरं चेत् अत्यन्तं रात्रिकालः खलु तेषामपि क्लेशः भवति अस्तु इतः परं किञ्चित् पिधाय किं वातायनस्य पिधानं कृत्वा छात्रान् सूचयतु वातायनस्य पिधानं कृत्वा अभ्यासं कर्तुं पुनश्च अनवश्यकरूपेण कोलाहलः तर्जनम् इत्यादिकं मास्तु इति सूचयतु भवान् तु पाठकः खलु तत्र किञ्चित् छात्रान् सम्यक् बोधयतु

सः क्लेशः तु वर्षे एकदा भवति भोः अयं क्लेशः मया प्रतिदिनम् अनुभोक्तव्या खलु अतः सूचितम् अस्तु इतः परं समीकरोतु